चारणार्थं मम इष्टतमं स्थानं पर्वतक्षेत्राणि वनप्रदेशाः जलप्रपातक्षेत्राणि च भवन्ति मया सर्वदा शुद्धवातावरणं रुच्यते एतत् च वातावरणं पर्वतेषु वनेषु वा प्राप्यते मम राज्ये एव बहवः पर्वताः बहूनि च वनानि बहूनि च बहवः बहवश्च जलप्रपाताः भवन्ति तत्र अहं चारणार्थं सर्वदा गच्छामि शैत्यकाले एकत्र पर्वते हिमः अपि भवति तद्दर्शनार्थं बहिस्थाः अपि बहवः तत्र आगच्छन्ति अतः तत्स्थानं पर्यटकानाम् आकर्षणस्थानं भवति वनप्रदेशेषु शुद्धः वायुः अवाप्यते तत्र गत्वा मानसिकशान्तिः अपि प्राप्यते अतः तादृशानि स्थानानि मह्यं रोचन् रोचते